हरिः ओं सुथा रघुनाथन् अस्ति वा न न अहं तु इदानीमपि लिखन्ती अस्मि भवत्याः गानं नार्गगान सभामध्ये बहु समीचीनम् अस्ति आसीत् किन्तु भवत्याः रागचयनम् अहं तावद् न इष्टवती तत्र तु प्रथमं कल्याणीवर्णं बहु सम्यगासीत् अनन्तरं मोहनं स्वीकृतवती कल्याणीरागं मोहनरागं समानरीत्या गच्छति अतः जनाः तादृशं सम्यक्तया आनन्दिताः न आसन् अतः भवती किं करोतु अनन्तरं भवत्याः षण्मुखप्रियराग आलापनं बहु समीचीनम् आसीत् तत्र तु अहं चिन्तितवती भवत्याः किञ्चित् तमिळ् उच्चारणं तन्मध्ये किञ्चित् भेदः आसीत् इति तत्र तु वदतु भवती किमर्थं तद्वत् गीतवती अस्तु

हा आमां करोमि हा हा द् हा अस्तु उत्तमम् उ उत्तमं भवत्याः स्वरप्रदर्शनमपि बहु उत्तममासीत् अन्ये अन्ते ये ये गीतानि भवति गीतवती उक्डाः इति वदामः खलु लघु लघुगीतानि तानि सर्वाणि बहु रुचिकराणि आसन् किन्तु मध्ये षण्मुखप्रियरागमध्ये भवत्याः आलापनं यद्यपि बहु समीचीनमासीत् तथापि उच्चारणरीत्या किञ्चित् दोषाः मया दृष्टाः धन्यवादः किञ्चित् परिवर्त्य इतः परं सम्यक् गायतु धन्य धन्यवादः धन्यवादः